प्रथमं बहूनि पुस्तकानि पठामि विषयसङ्ग्रहम् आवश्यकं तत्कर्तुं पठामि जनान् सं जनानां सम्पर्कं कृत्वा प्रश्नान् पृच्छामि ज्ञानं सम्पादयामि तत अहं जनान् परिसरं च संवेक्षयामि मनसि चिन्तनं कृत्वा तान् विचारान् पुस्तके लिखामि स सूक्ष्मरीत्या लिखामि अनन्तरं तस्य विस्तारं करोमि यत् मया लिखितम् अस्ति तत् अहं पठामि व्याकरणदोषाः सन्ति चेत् तान् परिष्करोमि विषयस्य सम्यक् रीत्या विस्तारः अभवत् वा इति पश्यामि नो चेत् पुनः कुत्र कथं तस्य परिष्कारं करोमि इति चिन्तनं कृत्वा पुनः लिखामि गृहकार्यं समाप्य एकस्मिन् शान्तप्रदेशे उपविशामि पुस्तकं टिप्पणिं लेखनीं सङ्गणकं वा दूरवाणीं समीपे स्थापयामि अन्तर्जालम् अस्ति वा इति पश्यामि अनन्तरं किञ्चित् समयं ध्यानं कृत्वा लिखितुम् आरम्भं करोमि मम पिता मम कृते कोष्टेननिर्मितव्यासपीठं कृत्वा दत्तवान् अस्ति तस्य व्यासपीठस्य उपरि लिखितुं बहु सन्तोषः भवति